ये हिन्दवः इति कथ्यन्ते तैः तत्र कुङ्कुमधारणं कर्तव्यम् इति कश्चन नियमः बहुकालात् तत्र वर्तते अत्र किञ्चित् पूर्वजाः किञ्चित् तत्र कारणम् उद्दिश्येव सर्वं नियमं कृतवन्तः भवन्ति अधुना तु गच्छता कालेन सः तत् कारणं किम् इति तु अस्माभिः नैव ज्ञायते किन्तु कर्तव्यम् अतः क्रियते पूर्व पूर्वजैः कृतम् अतः क्रियते इति धिया एव सर्वम् आचरणम् अनुवर्तते तत्र किञ्चित् नाम केचन कानिचन आचरणानि भवन्ति तेषां महत्वं तु ज्ञायते वा उदाहरणार्थम् इदानीं तिलकधारणं कर्तव्यम् इति उच्यते तत्र महिलानां वा भवतु पुरुषाणां वा भवतु तिलकधारणं कर्तव्यम् कुतः कुङ्कुमादिकं लेपनीयं भ्रुवोर्मध्ये इति चेत् तत्र आज्ञाचक्रम् इति किञ्चित् स्थानम् तस्य उद्दीपनं भवति इति कृत्वा तत्र नाम तस्य नोदनेन तत् तस्मिन् प्रदेशे यदि नोदनं क्रियते तर्हि तत्र आज्ञाचक्रस्य उद्दीपनं भवति इति धिया तत्र कुङ्कुमादिकं भ्रुवोर्मध्ये लेपनीयम् इति किञ्चित् कश्चन नियमः तद् आचरणरूपेण अनुवर्तते एवं सन्ध्यावन्दनादिकं तु तत्र गायत्रीमन्त्रस्य उच्चारणं क्रियते किञ्चित् मन्त्रं भवतु तस्य उच्चारणेन उच्चारणम् प्रयोजनं लभ्यते यदि तेन सह अर्थः अपि स्मर्यते स्मृत्वा तस्य आचरणं क्रियते तर्हि इतोऽपि अत्यन्तम् महत्वं तस्य मन्त्रस्य वर्धते तथा तत्र गायत्रीमन्त्रम् इति यदस्ति तत्र धियोयोनः प्रचोदयात् इति प्रार्थ्यते देवस्य भगवतः समीपे तत्र अस्माकं बुद्धिप्रचोदनाय सः मन्त्रः सर्वैः क क कथ्यते तत्र गायत्रीमन्त्रस्य उपदेशः क्रियते यदा तत्र इदं तु षोडशसंस्कारेषु एकं भवति उपनयनं तत्र उपनयनाङ्गत्वेन गायत्रीमन्त्रस्य उपदेशः क्रियते इवं त्रिसन्ध्यायाम् तत्र गायत्री मन्त्रस्य उच्च नाम सन्ध्यावन्दनं कर्तव्यम् इति नियमः नाम यदि त्रिवारं कर्तुं न शक्नुमः तर्हि द्विवारं वा कर्तव्यम् इति नियमः तत्र यावत् अधिकं कथ्यते तावत् दृढता अस्मासु दृढता अस्माकं भवति इति कृत्वा अष्टोत्तरम् एकशतं एक एकशतवारं तत्र मन्त्रस्य उच्चारणं कर्तव्यम् इति कश्चन नियमः तत्र अस्माकम् मनसि ये दुष्टाः स्वभावः अथवा अस्माकं मनसि यत् दुष्टं चिन्तनम् आयाति तत्सर्वम् यथा न आगच्छेत् तथा भवतः पापदाहक शक्तिः या विद्यते तया श् शक्त्या तत्सर्वं निवार्य मम बुद्धिं प्रचोदयतु इति भगवतः समीपे इदं नाम मम बुद्धिम् उत्तमकार्येषु प्रचोदयतु इति प्रार्थना अत्र गायत्रीमन्त्रे अस्माभिः क्रियते नाम अस्माभिः क्रियते एवं देवपूजादिकं तु भग भगवान् तु सर्वत्र विद्यते सर्वव्यापि एव तत्र ये विशालदृष्ट्या एवं चिन्तनं कर्तुं नैव शक्नुवन्ति तत्र किञ्चित् नाम कुत्रचित् वा तस्य भगवतः सा चिन्तनं भगव भगवान् अत्र अस्ति अतः अत्र मया भगवतः आराधना कर्तव्या इत्यादिकम् इत्यादिकं वा भवतु इति धिया तत्र देवालयस्य निर्माणं क्रियते तत्र देवपूजादिकं क्रियते गृहेषु गृहेषु अपि दे देवपूजा क्रियते तत्र देवपूजा इति तत्र चित्तशुद्ध्यर्थमेव प्रतिदिनं क्रियते इदमपि नाम आध्यात्मिक भावना वर्धेत इति धिया एव भगवतः पूजा क्रियते यत्र तादृशं मन्त्रोच्चारणं कृत्वा अस्माभिः देवपूजा क्रियते तत्र परिसरमपि अत्यन्तं पवित्रं भवति अतः तस्मिन् स्थाने शान्तिः अपि सम्भवति य अन्यत्र क्वचित् कोलाहलादिकं कृत्वा भवामश्चेदपि यदा तस्मिन् स्थाने पूजादिकं यत्र क्रियते तस्मिन् स्थाने आगत्य वा शान्तरीत्या उपविशामः भगवतः चिन्तनं कुर्मः इति धिया किञ्चित् स्थानं कल्पितमस्ति अतः देवपूजा अपि चित्तशुद्ध्यर्थमेव क्रियते इति एवम् आचरणानां महत्वं विद्यते